हरि ओम् नमस्ते एतत् ओला अथवा उबर् किमपि एजेन्सी किल अहं वाचस्पतिः इति सम्भाष्यामि अहं इदानीं सरस्वतीपुरे अस्मि अत्र समीपे ओला अथवा रेपिडो यत्किमपि एजेन्सिः अस्ति वा सः अस्ति चेत् भवन्तः तं मां प्रति प्रेषयितुं शक्यते वा अहम् अतः कोयम्पूनगरं प्रति गन्तव्यम् अतः समीपे यानि कानि यानानि भवन्ति चेत् भवन्तः प्रेषयन्तु इति प्रार्थयामि